विद्यालये ऋणस्य धनप्रतिफलस्य च विषये अवधानं कर्तुं बहु आवश्यकं यतः धनं अस्माभिः बहु लाभाय भवति वृत्तिकाले इन्कम् टाकस् पूरणसमये अयं विषयः बहु उपयुक्तं भवति बाल्ये एव विद्यार्थिनः एतस्य विषये पठन्ति चेत् तेषां धनस्य संरक्षणं वर्धनं कर्तुं च ज्ञानं लभ्यते